आपणं गत्वा यदा व्यजनं क्रीतवती गृहम् आगत्य यदा तस्य योजनं कृतवती तदा पिञ्जं उद्घाटितवती सः न चलितवान् तस्य यत् वायर् इत्यपि अस्ति तस् तत्र धूमः आगच्छत् अतः तत् किं करोमि अहं तद्विषये कृपया मार्गदर्शनं करोतु